मम आरम्भे तु होण्डा यूनिकोर्न् इति यानम् अत्यन्तमिष्टमासीत् अनन्तरम् बुलेट् इति सामान्यम् इष्टमासीत् अवेञ्जर् इति एकं यानमिष्टमासीत् इदानीन्तु तथा अहम् स्वप्नयामि यत् बुलेट् फ़ैव् हण्ड्रेड् इति यानं पञ्चशत शक्तियुक्तं यानं स्वीकरिष्यामि तत् स्वीकृत्य च